अहं मम गृहसदस्यैः सह बन्धुभिस्सह च मम प्रदेशे विद्यमान एरमय् फाल्स् इति प्रदेशे चारणार्थं गतवान् किन्तु तत्र व्यवस्थिततया चारणसामग्रीः उपयुज्य क्लिष्टकरमार्गेण इति न गतम् पर्वतप्रदेशः तत्र उपरि जलपातः अस्ति पद्भ्यां गन्तव्यम् सामान्यतया अस्माभिः कृषिक्षेत्रेषु यथा गम्यते तथैव तत्रापि गत्वा आगतम् प्रतिवर्षं चारणं कर्तव्यम् इति नियमः नास्ति अथवा समयोऽपि तथा न अनुकूलः भवति अतः कदाचित् अवकाशः लभ्यते चेत् मित्रैः बन्धुभिस्सह वा समीपप्रदेशेषु कुत्रचित् गन्तव्यम् इति अस्ति तत्र कोऽपि निर्णयः नास्ति